भगवान् महर्षिः पतञ्जलिः स्वप्रतिभया रचिताय रचिते योगदर्शने अष्टाङ्गयोगप्रक्रियायाः निरूपणं कृतवान् अष्टाङ्गयोगो नाम यमनियमासमप्राणायामप्रत्याहारधारणध्यानसमाधिः अत्र अष्टौ अङ्गाः भवन्ति तत्र योगः भिन्नः शारीरिकव्यायामः भिन्नः योगः नाम योगः चित्त चित्त वृत्ति निरोधः इति नाम चित्तस्य मनसः वृत्तयः विचाराः ये भवन्ति तेषां निरोधः नाम वशीकरणम् इत्येव योग शब्देन गम्यते शारीरिकव्यायामो नाम शरीरसम्बद्धः व्यायामः नाम द्वितीयः तृतीयः बिन्दुः यः वर्तते अष्टाङ्गं योगे यमनियमासन इति स्थिरसुखमासनम् इति तस्य लक्षणं भवति नाम शरीरे शरीरे शक्तिः भवेत् पुनः ये केऽपि अन्ये रोगाः म् मा आगच्छेयुः इति धियैव कानिचन आसनानि ऋषिभिः प्र प्रोक्तानि अयं भेदः वर्तते योगस्य पुनः शारीरिकव्यायामस्य योगस्य आचरनेण मुक्तिः शारीरिकव्यायामस्य आचरनेण शरीरे पुष्टिः तेन नीरोगता निरोगता यदा भवति तदा धर्मस्य आचरणे उत्साहः महान् भवति अत एव उक्तं शरीरमाध्यं खलु धर्मसाधनम् इति पुनश्च योगस्य साधनेन परमात्मनः यथार्थज्ञानम् अस्मासु प्रकाश्यते तथैव उक्तं महर्षिणा पतञ्जलिना स्वाध्यायाद् योगमासीत् योगात् स्वाध्यायमास्यते स्वाध्याययोगसम्पत्या परमात्मा प्रकाशते इमम् एव सङ्कल्पं स्वीकृत्य जून् मासस्य एकविंशतितमे दिनाङ्के विश्वयोगदिवसत्वेन विश्वयोगदिवसः परिपाल्यते एवं विश्वशान्त् विश्वे समग्रतया शान्तिः भवतु मानवतायाः रक्षणं भवतु इति सङ्कल्पेनैव अयं सुसङ्कल्पः स्वीकृतः योगरूपेण